नवचत्वारिंशदधिकनवदशतमशततमवर्षस्य नवम्बर् मासस्य षड्विंशतिदिनाङ्कः पञ्चशताधिकनवदशतमशततमवर्षस्य जन्वरी मासस्य षड्विंशतिदिनाङ्कः सप्तचत्वारिंशदधिकनवदशतमशततमवर्षस्य अगस्तमासस्य पञ्चदशदिनाङ्कः चत् द्विसहस्रतमं वर्षस्य नवम्बर् मासस्य एकादशदिनाङ्कः अष्टनवत्यधिकनवदशतमशततमवर्षस्य अक्टूम्बर् मासस्य एकविंशतिदिनाङ्कः नवनवत्यधिकनवदशतमशततमवर्षस्य सितम्बर् मासस्य षड्विंशतिदिनाङ्कः